जलेषु तरणं क्रीड्यते तत्र लघुलघुबालाः यदा भवन्ति तदानीं मित्रैः सह मिलित्वा क्रीडातरणार्थं बहिः गच्छन्ति यदा क्रीडार्थं यदा अनध्यापनं प्राप्यते विरामः प्राप्यते तदानीं बहिः गच्छन्ति क्रीडार्थं तदानीं यदा स्वेदादिकं भवति तस्य निवारणं तरणं कृत्वा ते शमनं कुर्वन्ति तरणम् इति एकं स्किल् डेवलप्मेण्ट् इदं किं हेबिट् अपि वक्तुं शक्यते तरणकरणेन स्वदेहस्य स्वास्थ्यरक्षणविषये विषये तावत् अस्माकं सम्पूर्णं शरीरं तत्र एक्टिव् भवति तस्मात् तरणकरणे अस्माकं सौलभ्यं भवति तरणकरणेन यद् प्राणायामम् अधिकं कृत्वा अस्माभिः यद् प्रयोजनं प्राप्तुं शक्यते तद् तरणकरणेन जले निमज्जनं कृत्वा स्वदेहस्य तदानीमपि तद् तस्य परिणामं प्राप्तुं शक्नुमः वयं अपि च स्वास्थ्यदृष्ट्या तावत् शरीरं सं तत्र जले भवति इति कृत्वा शरीरस्य कापि हानिः न भवति अपि च स्वास्थ्यरक्षणं भवति अनन्तरं श्वास इत्यादिकं ये लघुलघु श्वाससम्बद्धदोषाः सन्ति ते निवारिताः भवन्ति एवं तरणस्य स्वास्थ्यदृष्ट्या प्रयोजनं वर्तते अपि च तरणकरणेन स्वबाहुः अनन्तरं पादः इत्युब् इत्युभयमपि ताडयामः जले ताडनं कुर्मः इति कृत्वा स्नायुः अस्माकं देहस्य स्नायुः स्नायुः दृढः भवति अनन्तरम् अस्माकं किम् उच्यते हैट् तदपि वर्धनं भवति इति तरणकरणस्य तरणस्य प्रयोजनं वक्तुं शक्यते